मम क्षेत्रे यानव्यवस्थारूपेण ई चक्रिकायानं ई रिक्सायानम् एवञ्च द्विचक्रिकायानम् एवञ्च कार यानं बस् यानञ्च प्रसिद्धम् तत्रापि अतिप्रसिद्धरूपेण यदि ब्रूमश्चेत् नाम स्थानीयरूपेण तत्र ई रिक्सा एव अधिकाधिकरूपेण तत्र प्राप्यते कदाचित् नाम अश्वयानम् अपि दृश्यते परं सम्प्रति तस्य चरणं न अधिकं नास्ति तत्र यदि समस्यारूपेण वयं पस्यामश्चेत् प्रातःकाले तत्र रूपेण यानादिकं प्रापणे क्लेशः अनुभूयते एवञ्च मम प्रदेशे यतः मार्गव्यवस्था अपि अधिका सम्यक् अधिकं सम्यक् नास्ति अतः किमपि यानं भवतु तत्र गन्तुम् अधिकं नेच्छति अतः प्रायः मम प्रदेशे तु इयम् अव्यवस्था अस्ति वाञ्छामि यत् मम यः सर्वकारः अस्ति नितीशकुमारः सः तां व्यवस्थां सम्यक् कुर्यात्